इदानीं भारतकाले अमृतकालम् इति चलति उद्योगः नूतनः उद्योगः उद्योगपतिविषये अपि अमृतकालमेव अस्ति किमर्थम् किमर्थम् इत्युक्ते ला एण्ड् आर्डर् विषये सर्वं शान्ती पूर्वकम् अस्ति विद्युत् विद्युत् जलं विशेषं इत्युक्ते बहूनि साधनम् अपि अव् स सर्वे जनाः कृते अवैलबल् अस्ति अयम् आयकरः विषये अपि नूतनं सांस्कृतिक विधानम् उपयोगं कृत्वा बहु सरलं स सरलम् अट्मास्फ़ियर् ब देशे देशे इदानीम् अस्ति तत् कारणात् नूतनम् उद्योगं नूतनम् व्यापारं स्थापितुम् आगच्छन्ति आगच्छन्ति उद्योगपतिः सर्वं सरलमेव उद्योगं व्यापारं कर्तुं शक्नोति विदेशी उद्योगपतिः अपि सर्वे जनाः बहूनि बहु जनाः चैना देशे देशस्य उद्योगपतिः अपि म अस्माकं देशम् आगच्छन्ति उद्योगं व्यापारनिमित्तम् अस्तु